युवानः अपि इदानीं भागं कुर्वन्ति संस्कृत आचरणेषु सांस्कृतिक आचरणेषु किञ्चित् विलम्बः भवति परन्तु ते इच्छन्ति वयमपि किञ्चित् देवः देशसेवां कर्तुं कर्तुं इच्छन्ति इति अतः संस्कृतविषयेषु उत्साहेन ते ज्ञातुम् आरोग्यः अस्ति चेदपि ते संस्कृतपठनाय आगच्छन्ति धन्यवादः